अस्माकं क्षेत्रे कृषिकार्यस्य जलस्रोतः मुख्यतः वर्षा एव अस्ति जनाः वापिकूपादीनां कानिचन क्षेत्रे आश्रयम् अपि स्वीकुर्वन्ति नूतनाना न्यूनतां विना निरन्तरजलप्रदायस्य कृते सर्वकारतः जलबन्धानां निर्माणं कृतमस्ति अन्य उपकरणसामग्रीणाम् आयोजनम् अपि कृतम् अस्ति तथा भूमिः अपि जलसञ्जिता अस्ति